अस्माकं भारतदेशः कृषिप्रधानदेशः अत्र जनाः कृषिकार्यं कृत्वा आधिक्येन जीवन्ति तत्र कृषिकार्यं कृ कृत्वा अन्येषां कृते कृषि उपकरणानि प्रयच्छन्ति तत्र किं भवति तदेव अन्नम् एते सर्वं स्वीकृत्य जनाः पाकं कुर्वन्ति पाककरणसमये किं कुर्वन्ति ये ये धनिकाः ये ये निर्धनिकाः एतेषां चिन्तनभेदः दृश्यते धनिकाः ये सन्ति किं कुर्वन्ति धनम् अस्ति इति मनसि विचिन्त्य किमपि वा भवतु सर्वम् मद्भोजनं स्वीकुर्वन्ति बहु परन्तु तत्र स् स्वीकृत्य सर्वं न खादन्ति यावत् अपेक्षितम् उदरपूर्णं भवति चेत् खादन्ति अन्यत्सर्वं क्षिपन्ति परन्तु निर्धनिकाः ये ये सन्ति ते किं कुर्वन्ति भोजनं यावत् अपेक्षते उदरपूर्णार्थं यावत् अपेक्षते तावदेव स्वीकुर्वन्ति अतः ते ते तथा कुर्वन्त्यतः भारते किञ्चित् नाम अन्नानाम् अप अपव्ययः न भवति नाम अपव्यवहाराः न कुर्वन्ति परन्तु धनिकाः किं कुर्वन्ति बहु स्वीकुर्वन्ति किञ्चिदेव खादन्ति अन्यत्सर्वं क्षिपन्ति पुनश्च एवं कर्तुं शक्यते ये भोक्तुं न शक्नुवन्ति डश्ट्बिन्मध्ये स्थापयन्ति किल ते तदेव भोजनं स्वीकृत्य गोः भवतु वा कुक्कुरः एतेषां कृते दातव्यमति तथा भवति ते जीवाः अपि सन्तुष्टाः भवन्ति मानवाः अपि सन्तुष्टाः भवन्ति